मम प्रदेशे तावद् यत्राहं वसामि विद्युत् समस्या नास्ति आद् आदिनं यावत् विद्युत् भवति परन्तु सेकेण्ड् साटर्डे वा नो चेत् फ़ोर्थ् साटर्डे मध्ये घण्टा द्वयं यावत् तु विद्युत् क्लेशः भविष्यति परन्तु अशीतिप्रतिशतं विद्युत् समस्या तु मम प्रदेशे यत्राहं वसामि तत्र तु नास्ति भिन्न भिन्न इदानीं वर्षा ऋतौ अपि तत्र विद्युत् समस्या तथा नासीत् यदा वायुः एवम् अधिकरूपेण प्रसरति एवं वृष्टिः एवं बृहद् पतति तदानीं किञ्चिद् अर्धघण्टा एकघण्टा यावत् विद्युत् अपगच्छति तावदेव अन्याः समस्याः न सन्ति